भवान् फ़ोटोग्रफ़ि आपणतः वदति वा दिस् ईस् फ़ोटोग्रपि कर्तुं भवते अयच्छम् परन्तु भवान् एवं कथं कृतवान् तत्र पत्राणि समीचीनानि न सन्ति कर्गजमपि समीचीनं नास्ति एवं च प्रिण्टिङ्ग् अपि बहुत्र त्रुटयः सन्ति एरर् आगच्छति एवं च पुनः बैडिग् कृते अहम् उक्तवान् हार्ड् बैडिङ्ग् करणीयमिति भवान् किमर्थं स्पैरल् बैडिङ्ग् कृत्वा दत्तवान् आम् अरे अहं दिनं दश दशदिनात् पूर्वं दत्तवान् दशदिनानन्तरं भवान् सर्वं कृत्वा प्रयच्छति इदानीं द्रक्ष्यामि चेत् पुनः दश दिनानि नयति एवं च तत्र अरे अस्ति अद्य मया विश्वविद्यालये तत् समर्पणीयमस्ति महोदय भवान् वदति दिवसत्रयानन्तरं दास्यति कथम् एवं भवतः मेसिन् अपि सम्यक् नास्ति इति मन्ये तद् ततो हि तत्र तत्र सर्वत्र एरर् आगच्छति तत्र मेसिन् त्रुटिः वर्तते वा भवतः जा कर्मचारी अस्ति वा भवतः त्रुटिः भवान् समयेन का कार्यं न करोति तद् तर्हि अन्यानपि वयम् अस्माकं विश्वविद्यालयछात्रान्नपि तथैव वदामि भवतः आपणं न गच्छन्तु इति तद् भवता अहं किम् उक्तवान् तत्र हार्ड् बैण्डिङ्ग् करोतु इति पश्यतु भवतां नोट्बुक् मध्ये भवान् लिखितवान् हार्ड् बैण्डिङ्ग् तदपि किं स्पैराल् कृत्वा स्थापितवान् तेन को लाभः अस्तु डिस्कौण्ट् दीयते चेत् अहं नीत्वा आगच्छामि कृत्वा स्थापयन्तु